नवजातशिशोः स्वच्छतायुक्तं वातावरणं भवतु यतः नवजातशिशुः तु तस्य स्वच्छताविषये न जानाति अतः गृहे ये जनाः सन्ति तेषामेव कार्यं भवति यत् तत्रत्यं वातावरणं स्वच्छं भवतु इति एतस्मिन् विषये सर्वप्रथमं किं करणीयं तर्हि तस्मिन् ये यत्र कुत्र शिशुः प्रकोष्ठं भवति तत्र किमपि अवकरं मा भवतु तस्य आच्छादनं प्रतिदिनं प्रक्षालनं भवतु हस्तप्रक्षालनं प्रक्षाल्य एव तं स्वीकरणीयम् सम्यक्तया तस्य प्रकोष्ठस्य स्वच् प्रकोष्ठं स्वच्छं करणीयं ये जनाः बहिः गत्वा आगतवन्तः तान् प्रथमं हस्तपादौ प्रक्षाल्य एव तत्र आग आगमनं भवेत्